भारतदेशे मध्वशास्त्रमेव नाम द्वैतशास्त्रमेव मूलम् इति भावः किमर्थं इति चेत् मध्वशास्त्रे अनुभवपूर्वेण अनुभवकः अनुभवस्य वचनानि अनुभववचनानि एव म मध्वैः निरूपितवन्तः किमिति चेत् मतशास्त्रे शि किम् किं वक्तमिति चेत् श्रीमन् मध्वमते मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतः इति नाम लोके लोके अपि नियम्यनियामकभावः अस्ति एव कार्यालये कर्त्रुः न कार्यालये भिन्नभिन्न कार्यालये भिन्नभिन्न पदं पदं पदं पदवा पदम् अधिकारः अस्ति तद्वत् नियम्यनियामकभावः तत्रैव दृश्यते तद्वतेव अत्रापि नाम जीवः जीवेषु अपि परस्परः भ भेदः परस्परः नियम्यनियामकभावः अस्ति एव अस्माकं जीवस्य नियामकः परमात्मा परमात्मनः नियम्यः जीवः अस्ति इति अनुभवस्य अनुभवः वचनमेतत् तथा च अङ्गीकृतमेव तथा च भारतस्य मूलशास्त्रम् द्वैतमेव इति अभिप्रायः अभिप्रायः व्यनक्ति इति